मम प्रदेशे संवर्धमानानि पदार्थानि सन्ति मुख्यरूपेण धान्यानि चायं पूगीफलानि आर्द्रकं लशुनं चेत्यादयः तानि पदार्थानि प्रदेशस्य आर्थिकव्यवस्थायां निश्चयेन उपकुर्वन्ति यथा मम प्रदेशस्य चायं लशुनादिसस्यानि भारतवर्षे सर्वेषु राज्येषु सर्वेषु स्थानेषु च गच्छति ततः धनम् आयाति तथा च प्रदेशस्य आर्थिकव्यवस्थायाम् उपकारं भवति अत्र अभियाचनयुक्तानि धान्यानि भवन्ति असमस्य चायं धान्यम् आद्रकं लशुनम् इत्यादयः धान्य उत्पादने आदौ वर्षाकाले भूमौ धान्यवपनं भवति तद् अनन्तरं तत्र अपेक्षितकाले जलं गोबरादिपदार्थानि प्रदीयन्ते तद् अनन्तरं शीतकाले तद् धान्यं फलयुक्तं भवति तस्य कर्तनं कृत्वा ततः धान्यबीजानां निष्कासनं कृत्वा आपणे नयन्ति अथ अथवा गृहे संरक्षन्ति